हरिः ओम् अ अजयः अजयः ड्रैवविङ्ग् स्कूल् वा अ अस्तु अहम् एकः छात्रः अस्मि मञ्जुनाथः इति मत्कृते ड्रैवविङ्ग् अपेक्ष्यते क्लास् स्वीकर्तव्यम् आसीत् कार् यानं कथं चालनीयम् इत्यादिकम् अतः तद्विषये प्रष्टुं दूरवाणीं कृतवान् मम वयः चत्वारिंशदस्ति

प्राप्यते सत्यं हा तर्हि अहं कदा आगच्छामि तत्र भवतां कार्यालयं कुत्र अस्ति इति अहं न जानामि परन्तु भवतां नाम श्रुतवान् अतः दूरवाणीं लब्ध्वा कृतवान्

हा हा हा ह ह ह अस्तु तर्हि अहं कदा आगच्छामि

अस्तु तर्हि अहं दशवादने सायङ्काले हा सायङ्काले कियत्पर्यन्तं भवति षड्वादनपर्यन्तं षड्वादनपर्यन्तं भवति अस्तु तर्हि अहं दशवादने एवम् आगच्छामि फी़स् सर्वं किं कथं भवति तत्र प्रतिदिनात्मकः कालः

शतं किलोमीटर् हा प्रतिदिनं अनुकूल्यानुगुणं शतं किलोमीटर् यदि एवं कक्षां स्वीकुर्मः वयं तदा स्वतन्त्ररूपेण कार् यानं वा किं यानं चालयितुं शक्नुमः खलु सामर्थ्यं लभ्यते ह ह हा हा हा

हा हा हा

अस्तु अस्तु तर्हि किं वयं शिक्षणं प्राप्तुं शक्नुमः चिन्ता नास्ति तस्य कृते किं किं डाक्युमेण्ट्स् अपेक्षितं

ह

आ हा हा अस्तु अस्तु आ हा आह् तत् सर्वं मम हस्ते अस्ति अहं तद् यदा अहम् आगच्छामि तदा तदानयामि अस्तु तर्हि कस्मिन् दिने इति सूचयन्तु अस्तु तर्हि शुभं मिलामः